भारतस्य वस्त्रविन्यासस्य क्षेत्रे अधुना पाश्चा त्य वस्त्रविन्यासस्य प्रभावः दृश्यते एव परं ये पुरातनीया ये जनाः सन्ति ते भारतस्य यः वस्त्रविन्यासः अस्ति तद् तद् युक्ताः ये युक्तानि ये वस्त्राणि सन्ति तैः तद् धार्यते एव पुनः पूर्वतन कालस्य दृष् कालं दृष्ट्वा वस्त्राणि पर्वत् परिवर्तितानि एव यतोहि फ़ेशन् आगच्छति एव पुनः पाश्चात्याः अत्र आसन् अतः तेषां संस्कृतिः अपि भारत् संस्कृतस्य संस्कृत् संस्कृतेः अपि भारतस्योपरि प्रभावः अस्ति एव पुनः अधुना ये युवा युवानः सन्ति ते सामान्यतया पाश्चात्त् पाश्चात्य संस्कृतेः एव वस्त्राणि धारयन्ति यता जीन्स् टाप् इत्यादिकं भवति ते तदैव धारयन्ति अहं सामान्यतया तु यद् कञ्चुक पुनः सल्वार् वस्त्रं भवति ब्रिहतिका भवति तदा एव धारयामि पुनः तत्र विन्यासः एव कृत्वा सामान्यतया अहं धारयामि पुनः यतोहि अधुना एवं भवति यत् यः पाश्चात्यस्य वस्त्राणि न धारयति तद् एवं विचारयन्ति एतद् तु गवार् अस्ति जनाः विचारयन्ति तदा अहं पाश्चात्य वस्त्राणि अपि धारयामि